ह नमस्ते क्याब् ड्रैवर् वदति वा आम् अहं पुप्पलगुळतः दूरवाणीं करोमि मम विमानं शंशाबादतः रात्रौ द्वादशवादने अस्ति अतः अहं पुप्पालगुळतः मया दशवादने इतः प्रस्थानं करणीयम् अतः किं भवान् समये आगन्तुं शक्नोति वा तथैव